रीटेल् होल्सेल् मार्केट्स् इत्यत्र सामान्यतया यद् रीटेल् इत्यत्र एकेकषः वस्तूनाम् आनयनं रीटेल् इति होल्सेल् इत्यत्र बहवः यथा आनयामः तथा होल्सेल् इति भवति तद् भिन्नः भिन्नविषयाः भवन्ति तत गतेषु वर्षेषु शाकानां उपस्काराणां मूल्यानि बहुप्रवृद्धानि यत सामान्यतया इदानीं यत् सामान्य खाद्यपदार्थानि विद्यन्ते तेषामेव बहुभिन्नता मूल्यायां बहुभिन्नता आगता वर्तते इतोऽपि आन्लैन् शापिङ्ग् इत्यत् इति बहु उत्तमविचारः भवति किमर्थं नाम व्यक्तिशः गत्वा सा किमपि आनयामः इति चिन्तयामः तत्र गत्वा बहुपदार्थः आगच्छन्ति इति कृत्वा तत्र इदम् आन्लैन् शापिङ्ग् इति बहु उपयोगकारि बवति इतोऽपि दुरुपयोगाः अपि सन्ति यता यद् अनावश्यकविषयाः ये वर्तन्ते तान् अपि क्रीणामः तद् एवं निर् निवारयामश्चेत् तदपि आन्लैन् शापिङ्ग् बहु उपयोगकारी भवति